हरिः ओम् हरिः ओं का वदति वदति अस्माकम् अस्माकं होटेल् बेङ्गलूरे पोराङ्गळे अस्ति भगिनि

कुतः आगच्छति मैसूर्तः वा जयपुरतः वा हा हा चत्वारिदिनम् अत्रैव निवसति वा अस्तु हा कदा आगच्छतु कस्मिन् समये आगच्छति सायङ्काले अद्य अद्य सायं वा हा कस्मिन् समये आगच्छति भगिनि प्रायशः षड्वादने वा हा अस्तु भगिनि टु अर्डल् जनद्वयं ज्येष्ठाः एकः लघु बालः वा बालिका वा अस्ति चेत् चलति एक्स्ट्रा बेड् आवश्यकं वा एक्स्ट्रा अस्तु भगिनि दद्मः चिन्ता नास्ति दद्मः तद्व्यवस्था भविष्यति उष्णजलम् उष्णजलं सम्पूर्णं दिनम् आदिनं भवति पानीयं पानीयं पानीयार्थम् उष्णजलम् आवश्यकं वा दद्मः चिन्ता नास्ति भवती एकं नम्बर् अ तत्र रिसेप्शन् काल् करोतु न मम नम्बर् नवमसङ्ख्या प्रयुज्य काल् करोतु वयं रूम् प्रति एव दद्मः उष्णजलम् आमाम् अस्ति भगिनि आमाम् स्मार्ट् दूरदर्शनमेव अस्ति यदि भवती द्रष्टुमिच्छति नेट्फ्लिक्स् सर्वम् आगच्छति भवती यद् इच्छति तद् द्रष्टुं शक्यते आमाम् सर्वमस्ति नेट्फ़्लिक्स् सर्वमस्ति आमाम् आम् आम् स्वच्छीकृत्य एव संस्थापयामः सर्वं क्लीन् एव भवति भोजनव्यवस्था एतस्मिन् पेकेज्मध्ये न भवति किन्तु यदि भवन्तः इच्छन्ति वयम् इन्क्लूड् कुर्मः पार्श्वे एव अस्माकम् एव प्रचलति भोजनव्यवस्था ततः वयम् आनीय भवत्याः कृते दद्मः

आमाम् आमां स्वच्छं स्वच्छं ब्लाङ्केट्स् एव सन्ति सर् आमाम् आमाम् आमाम् आमाम् अस्ति भगिनि सन्ति हीटर् नास्ति किन्तु ए सि ए सि रूम् तद् हीटर् नास्ति

बहु शैत्यमस्ति वातायनं सर्वं पिधानं कृत्वा ब रूम् अन्ते एव भवामश्चेत् तावत् शैत्यं न भवति

अस्तु भगिनि भवती अड्वान्स् रूपेण पञ्चशतरूप्यकाणि प्रेषयति वा प्रेषयतु अहं भवत्याः कृते तद् रिजर्व् करोमि रूम् प्रति एकमेव प्रकोष्ठः वा एकः एकः एकः प्र प्रकोष्ठः चत्वारि दिनानि किल अस्तु भगिनि रिसर्व् कुर्मः कस्मिन् नाम्ना रिजिस्ट्रेशन् रेजि एतद् रिजर्व् करणीयम् डाक्टर् राजेशः इति वा अस्तु भगिनि श्वः कुर्मः किं भगिनि यानम् अपि वयं तद्व्यवस्था अपि कुर्मः ब्रेक्फास्ट् काम्प्लमेण्ट्री भवन्ति उपहारं काम्प्लिमेण्ट्री अस्माभिः सह अस्माभिः दा दीयते तदपि व्यवस्था अस्ति केब् अपि अस्ति तद् एक्स्ट्रा चार्जस् भवन्ति भगिनि अस्तु तर्हि आगच्छतु हा

हा भीम् भीम् आप्मध्ये प्रेषयतु भगिनि मम नम् सङ्ख्या अस्ति किल मोबैल् सङ्ख्या तदेव सा स्थापयतु आगच्छति अस्तु भगिनि हा धन्यवादः